मम राज्ये शिक्षणव्यवस्थायाः उपरि संस्कृतस्य प्रभावः अतीवन्यूनः यतः केषुचित् विद्यालयेषु एव संस्कृतस्य विशेषरूपेण अध्ययनं प्रवर्तते पुनः प्राथमिकस्तरे प्रौढशालास्तरे वा संस्कृताध्ययनं किञ्चित् दृश्यते तत्रापि बहवः छात्राः अधिकाः अङ्काः प्राप्नुवन्ति इति हेतोः एव संस्कृताध्ययनं इच्छन्ति विशेषरूपेण संस्कृतभाषायाः उपरि प्रेम्णा अध्यना अध्ययनं विरलतया जायते तत्र संस्कृताध्ययनं कुर्वन्ति वेदपि संस्कृतेन सम्भाषणं कर्तुं ते असमर्थाः भवन्ति महाविद्यालयेषु केषुचित् महाविद्यालयेषु शास्त्राध्ययनम् अध्यापनमपि प्रवर्तते किन्तु सङ्ख्यादृष्ट्या एतत् अतीवन्यूना दृश्यते